हरि ओं अहम् आपणे अस्मि अत्र किञ्चित् व्यस्तः अस्मि अन्यत्र कार्यं चलति एकं बिल्डिङ्ग् मध्ये अतः किं जातमस्ति भवत्याः गृहे किं जातमस्ति किमपि बिन्नं स्विच् नोदितवन्तः वा किमपि पिन् आमाम् अहं गत्वा एव कृतवान् परन्तु भवन्तः स्विच् इतस्ततः किमपि कृतवन्तः वा कुत्रापि लिकेजस् अस्ति वा तथा जलं निस्सरति वा ओके कियद्दिनं जातं ओ तर्हि अहं एकम् एकः अस्ति मम कार्यालये तम् अहं प्रेषयामि वा यतः मम किञ्चित् अत्र भिन्नं कार्यमस्ति अहं बहिः अस्मि यतः मम गमने दिनद्वयम् इतोऽपि आवश्यकं भवति अतः सः गत्वा करोति आम् तदेव एकवारं पृष्टव्यमस्ति सः कुत्र अस्ति पुनः द्रष्टव्यं यतः तत्र अस्ति चेदेव अहं प्रेषयितुं शक्नोमि यतः सः अत्र आगन्तुम् इच्छति न वा न जाने परन्तु तत्राहं गेरण्टी सम्यगेव मोटर् स्थापितवान् परन्तु कथं तद् जलं निस्सरति इति न ज्ञायते प्रायः भवतां पैप्लैन् मध्ये कुत्राऽपि समस्या अस्ति वा इति द्रष्टव्यं भवति तावत्तु देयं भवति यावत् यतः परन्तु अस्माभिः पुनः पुनः रिपेर् कर्तुं गम्यते चेत् भवद्भिः धनं देयम् अस्ति अस्मभ्यं नास्ति इतोपि किञ्चित् अधिकं यच्छन्ति चेत् यतः ते आतपे गच्छन्ति पुनः आगत्य कार्यं कुर्वन्ति आतपे एव अतः तत् किञ्चित् क्लिष्टं कार्यमस्ति अतः किञ्चत् अधिकं ओन् थौसण्ड् रुपीस् यच्छन्तु हा अहं तं प्रेषयिष्यामि सः न न करो न पारयति चेत् अहं गमिष्यामि अन्यथा नेक्स्ट् टैं तः किमपि भवति चेत् अहम् अहमेव साक्षात् आगमिष्यामि परन्तु अस्मिन् पर्याये अहं तं प्रेषयामि आमां यतः तदहं क्वालिटि एव स्वीकृतवान् परन्तु कथं तत्र कुत्रचित् समस्या जाता इति गत्वा एव द्रष्टव्यं किन्तु सर्वं सर्वाण्यपि वस्तुनि गुणवत् गुणवत्तायुक्तानि एव अहं स्थापितवान् तत्र अस्तु आ आमामां निश्चयेन प्रेषयामि धन्यवादः ओके